साहित्यसम्पत् भारतस्य विशेषः तत्र वेदोपनिषत् पुराणानि ऐतिहासिककाव्यानि च विशिष्टं स्थानम् आवहन्ति विशिष्य पुराणानि तु विशिष्टतममेव स्थानं प्राप्स्यन्ते कदाचित् निजघटनया कदाचिच्च सत्यधर्मयोः तत्वप्रतिपादनोद्देशेन प्रवृत्त कथाविशेषेण कल्पनाविशेषेण च सम्बद्धानि तानि पुराणानि तानि भारतीयसांस्कतिकपरम्पराप्रवर्तने विशिष्टमेव पात्रं निर्वहन्तीति न तिरोहितं केनापि पुराणानाम् अवतारस्तु तत्र भगवता महर्षिणा व्यासेन सम्पन्नः तानि च पुराणानि वेदोपबृम्हितानि वेदप्रतिपाद्यधर्मविशेषमेव प्रकारान्तरेण मनोहारिण्या शैल्या प्रतिपादयन्ति वेदस्य यः उद्देशः स एव उद्देशः अष्टादशानां पुराणानां पुनः अष्टादशानाम् उपपुराणाणामपि इत्यत्र न काप्यनुपपत्तिः आस्तिकानां भारतीयानां सर्वेषाम् अतः पुराणानां स्थानं तु अत्यन्तं महत्ततममिति इति अस्माकं भारतीयानां